अद्यावदिपर्यन्तं तु किमपि पुस्तकं पठित्वा न रोदनं मया कृतं वर्तते परन्तु मन्ये यदि उपन्यासादिकं प्रेमविषयकं यदि पठ्यते चेत् प्रायः रोदनं अकरिष्यम् सम्प्रतितु शास्त्रविषयकानि एव ग्रन्थानि शास्य विषयेकानाम् एव ग्रन्थानाम् अध्ययनं मया क्रियते तस्मात् रोदनं तु न भवति